भारतस्य भिन्न भिन्न प्रदेशेषु भिन्न भिन्न वस्त्रविन्यासाः दृश्यन्ते पूर्वे प्रायः सर्वे भारतीय पोषाखम् एव धरन्ति स्म महिलाः शाटिका अर्धशाटिका चुरिदारः घाग्रा प्रवितयः धरन्ति स्म पुरुषाः धोति कुर्ता पजामा प्रवितयः धरन्ति स्म परन्तु आधुनिकयुगे वस्त्रविन्यासे किञ्चित् परिवर्तनं जातम् अधुना प्रायः सर्वे युवकः युवतिगणाः भारतीय पोषाखं त्यक्त्वा पाश्चात्य पोषाखग्रहणं कृतवन्तः पाश्चात्य पोषाखे महिलायाः महिलाः टि शर्ट् जीन्स् स्कर्ट्स् वन् पीस् प्रवितयः धरन्ति पुरुषाः अपि प्यान्ट् शर्ट् प्रवितयः धरन्ति केवलं युवकः युवतिगणाः न महिलाः पुरुषाः अपि वय् वयस्काः पुरुषाः अपि वयस्काः महिलाः अपि पाश्चात्य पोषाखं ग्रहणं कृतवन्तः अस्माकं वस्त्रविन्यासे अर्थात् भारतीय वस्त्रविन्यासे पाश्चात्य वस्त्रस्य बहु बहु प्रभावः दृश्यते बहवः प्रभावः दृश्यते अहं भारतीय वस्त्राणि एव क्रयणं करोमि अहं वस्त्रम् आपणतः वस्त्रं क्रयणं करोमि